यदाहम् अधिकदिनानि बहिः गन्तव्यं भवति तदाहं ये लघु पाट् भ भवति तद् बात्रूम् मध्ये स्थापयित्वा जलं किञ्चित् जलं तत्र गच्छति इति अहं तत्र नलिकां स्थाप् स्थापयित्वा गच्छामि ये बृहत् अस्ति ते गृहस्य बहिः स्थापयित्वा ये वाच्म्यान् अस्ति तेषां वदितुम् अहम् गच्छामि ते तत्र जलं पूरयन्ति सः तत्र तस्य रक्षणं करोति प्रतिदिनं तत्र जलं स्थापयति